ग्रामीणक्षेत्राणां क्रीडानां मध्ये एवं नगराणां च क्रीडानां मध्ये बहु बहवः भेदाः सन्ति उदाहरणार्थं ग्रामीणक्षेत्राणां क्षेत्राणां क्रीडानां कब्बडि खो खो गिल्लीदाण्ड एषा क्रीडा का क्रीडनम् अल्पसमये वयं बह्व्यः क्रीडाः क्रीडितुं शक्यते एतस्य आनन्दः अपि भिन्नः अस्ति सर्वे अपि आनन्दं भवति नगराणां क्रीडानां विषये उदाहरणार्थं क्रिकेट् अस्ति तत्र समयः बहु स्वीकरोति बहूनि स्वीकरोति तत्र केवलम् एकादशः जनाः

आनन्दं न्यूनमस्ति तत्र समयः बहु भवति ए एवं कः ग्रामीणक्षेत्राणां क्रीडा क्रीडानाम् अल्पसमये वयं बहूनि क्रीडाः क्रीडितुं शक्यते नगराणां क्रीडानाम् एतत् न शक्यते अस्तु धन्यवादः